हरि ओं अहं तावत् चेन्नै नगरात् समागता तेलुगुभाषां तथा न जानामि कृपया मह्यं साहाय्यं करोतु इतः मदनपल्लीपर्यन्तं मया गन्तव्यमस्ति तथा अहम् आदिष्टा वस्तुतः मेप् मध्ये दृश्यते इतः घण्टात्रयं लगति इति भवान् यदि सूचयति कति यानानि बस् यानानि इतः गच्छन्ति इति सूचयिष्यति चेत् तदनुसारं मया स्वकीयपरियोजना क्रियते यदि बस् यानानि न सन्ति पार्श्वस्थकार्यान क्षेत्रं कुत्र इति वदति चेत् तत्र गत्वा अहम् एतस्मिन् विषये वा पुनः परिचर्चां करिष्यामि अस्तु यदि सार्धद्विवादने प्रथमं बस् यानम् अद्यतनीनम् अस्ति चेत् तावत्पर्यन्तम् अहम् अत्रैव प्रतीक्षां कर्तुं न शक्नोमि अतः कार्यानस्थानकं प्रति गच्छामि तत्र यदि लभ्यते तदनुसारं पश्यामि भवान् कृपया इतः एकम् आटोयानम् आनीय सम्भाषणमपि कारयित्वा मां कार्यानकस्थानं प्रापयतु एतत् आटोयानं कार्यानकस्थानं प्रति गच्छतस्ति खलु अहं तेलुगुभाषां न जानामि परं मदनपल्ली गन्तुम् इच्छामि कार्याने प्रायः कीयद्धनं स्वीकरिष्यति कार्यानं ओ यदि द्विसहस्रं स्वीकरोति किं समये प्रापयति मां भवतः पूर्वानुभवः विद्यते भवतः कोऽपि परिचितः कार्यानचालकः अस्ति वा यद्यस्ति तर्हि सूचयतु कृपया अस्तु कार्यानकस्थानमेव आगतम् अहम् अवतरामि भवते कति रूप्यकाणि देयानि अस्तु धन्यवादः कार्यानकस्थाने कति कार् अत्यन्तम् अल्पकार्यानानि सन्ति किं मां मदनपल्लीपर्यन्तं प्रापयितुं शक्नुवन्ति तदर्थं कति समयः लगति एवं कति धनं मया देयं भवति कीयद् देयं भवति इति कृपया सूचयतु कार्यानचालकः अत्यन्तं मन्दगत्या गच्छेत् शीघ्रं गच्छति चेत् मम शिरोवेदना अधिका भवति कार्यानप्रयाणे अतः कृपया मन्दं यः चालयति तादृशं जनं नियोजयतु शीघ्रातिशीघ्रं कार्यानम् अपेक्षते अहम् अत्रैव प्रतीक्षां करोमि कृपया कार्यानस्य व्यवस्थां करोतु